वयम् एवं वक्तुं शक्नुमः यत् संस्कृतभाषा अस्ति प्रथमा भाषा संस्कृतम् एव अस्ति इति वयं वक्तुं शक्नुमः संस्कृतभाषातः प्राचीना भाषा यद्यपि अस्ति तर्हि एतस्मिन् विषये कुत्रापि लिखितं नास्ति अस्माकं ग्रन्थेषु संस्कृतम् एव अस्माकं पुरातने पुरातनभाषा वर्तते पुरातनीयभाषा अस्ति संस्कृतभाषा परन्तु संस् सान्स्कृतिक् सांस्कृतिकदृष्ट्या सर्वाः भाषाः प्रभाविताः भवन्ति यतोहि भाषा तु परिवर्तिनी वर्तते सर्वदा भाषायां परिवर्तनं भवति इदानीमपि भाषायां परिवर्तनं जायमानम् अस्ति समेन गच्छता कालेन सर्वदा भाषायां परिवर्तनं भवति यतोहि भाषायाः स्वभावः अस्ति परिवर्तनं अतः अस्माकं यत् या यत् या संस्कृतभाषा वर्तते सा अति प्राचीना वर्तते परिशुद्धा वर्तते परिष्कृता च वर्तते अतः अन्य भाषया एवं वक्तुं शक्नुमः अनन्तरं यदा प्राकृतिकभाषाः इत्यादयः आगताः तदानीं तत्र किम् अभवत् इत्युक्ते येषां जनानां मातृभाषा प्राकृतिक इत्यादयः भाषाः आसन् तासु भाषासु ये शब्दाः आसन् यदि ते शब्दाः संस्कृतभाषायाः शब्दैः सह सम्बन्धिताः भवन्ति स्म तदानीं ते जनाः तेषां शब्दानाम् एव प्रयोगं कुर्वन्ति स्म यतो हि संस्कृतभाषायां बहवः शब्दाः सन्ति तेषाम् अर्थः अपि भिन्नाः भिन्नाश्च भवन्ति अतः येषां जनानां मातृभाषा भाषायाः ये शब्दाः संस्कृतभाषा भाषायाः शब्दैः सम्बन्धिताः भवन्ति स्म ते सर्वेऽपि तान् शा शब्दान् एव वदन्ति स्म एवमेव किञ्चित् तत्र प्रभावितम् अस्ति परन्तु पूर्णतया तु न अस्ति एवमेव सर्वाः भाषाः संस्कृतेन प्रभाविताः सन्ति इति वयं वक्तुं शक्नुमः तत्र कापि चिन्ता नास्ति अस्माकं तत्र शङ्कापि नास्ति यतोऽहि संस्कृतभाषा सर्वेषां भाषाणां जननी अस्ति अस्माभिः ज्ञायते यत् अस्माकं ये वेदाः सन्ति ते प्राचीनाः सन्ति अतः संस्कृतं भा संस्कृतम् अस्ति संस्कृतं तत् प्राचीनं वर्तते एवमेव ये जनः तदानीं समये वदन्ति स्म संस्कृतं संस्कृतभाषां तदानीं तेऽपि अत्यन्तं विद्वांसः आसन् अतः सांस्कृतिकदृष्ट्या तु किञ्चित् प्रभावः भवितुं शक्नोति परन्तु अन्यभाषया अपि किञ्चित् किञ्चित् तत्र प्र् प्रभावः दृश्यते

भिन्नभिन्नप्रदेशीयाः ये जनाः सन्ति इदानीन्तने काले तत्रापि क्षेत्रीयभाषायां भाषासु अपि केचन शब्दाः सन्ति ये संस्कृतभाषायाः शब्दैः सह सम्बन्धिताः सन्ति एवमेव जनः तान् शब्दान् एव वदन्ति ये क्षेत्रीयभाषा भाषया एव सम्बन्धिताः सन्ति यतो हि तत्र तेषां जनानाम् कृते सरलं भवति तान् शब्दान् वक्तुम् एवमेव वक् वयं वक्तुं शक्नुमः प्राचीनकाले अपि किञ्चित् तत्र प्रभावः जातः आसीत् इदानींतने समये अपि अत्र बहवः जातः भवन् अस्ति यतो हि भाषा तु भाषायां सदा परिवर्तनं भवति भाषयाः स्वभावः अपि अस्ति परिवर्तनं सदा भवति परिवर्तनशीला वर्तते सर्वाः शिलाः शिलाः वर्तन्ते सर्वाः भाषाः सर्वासां भाषाणां एषः स्वभावः वर्तते धन्यवादः